आं मानसिकस्वास्वास्थ्यमिति अत्यन्तं सूक्ष्मः विषयः यथा दैहिकस्वास्थ्यमपेक्षितं तदर्थं चिकित्सालयः चिकित्सालयाः अपि सन्ति किन्तु मानसिकस्वास्थ्य परिरक्षणार्थं चिकित्सालयाः न्यूनाः एव इति वक्तुं शक्यते अस्माकं प्रदेशे तु नैव दृश्यन्ते तत्र यद्यपि वर्तन्ते अथापि प्रायः जनाः तत्र न गच्छन्ति कुतः कुतः इति चेत् तेभ्यः अपि भयं भवति तेषां निकटे अस्माकं दुःखं वा अस्मभ्यं किं जातमिति वदामश्चेत् ते यदि अन्यथा ग्रहणं कुर्वन्ति चेत् ते अन्येभ्यः यदि वदन्ति इति अविश्वासः वर्तते अतः प्रायः न गच्छन्ति इति चिन्तयामि किन्तु अस्मभ्यं ये अत्यन्तम् एते विश्वासं विश्वासं सं संस्थापयितुं योग्याः इति ये भासन्ते तेषां निकटे अस्माकं दुःखं वयं वक्तुं शक्नुमः येन च दुःखनिवारणं भवति एवं अस्माकं प्रदेशे तु चिकित्सालयाः न दृश्यन्ते चेदपि जनाः स्वयं स्वमित्रैः साकम् उपविश्य वा मातृणां साकम् उपविश्य वा स्वेषां दुःखनिवारणं कुर्वन्ति मानसिकस्वास्थ्यं च परिरक्षन्ति इति वक्तुं शक्यते